महाभारते अनेकानि उपाख्यानानि उपाख्यानां सन्ति वालखिल्य उपाख्यानं नलदमयन्ति उपाख्यानं हरिश्चन्द्रोपाख्यानम् अथवा तारतम्यविषये अनेकानि उपाख्यानानि सर्वे तत्र सन्ति एव महाभारतः एकः महान् समुद्रः तत् समुद्रं तत् समुद्रे केवलं चतुर्थं वा पञ्चमं वा उपाख्यानानि नामानि मया इदानीं दत्तानि तत्र एकं स्वारस्यम् तारतम्यविषये उपाख्याने तत्र भवति द्रोणपर्वे प्रायः अर्जुनः कृष्णं प्रति प्रश्नं करोति अद्य इदानीं स्थितं युद्धे भवतः अनन्तरं के के बलिष्ठाः इति कृपया वदन्तु कृष्ण इति तत्र कृष्णः वदति द्वावेव पुरुषौ तत्र वासुदेवादनन्तरौ भीमस्य प्रथमौ अत्र द्वितीयौ द्रौणिरेव च इति तदर्थः वासुदेवादनन्तरौ अर्थात् कृष्णस्य अनन्तरः महान् बलिष्ठः तारतम्ये भीमसेनः भीमसेनः एव इति कृष्णः एव वदति स्म ईदृशः अनेकाः स्वारस्याः विषयाः तत्र सन्ति एव इति सर्वे जानन्ति